सामान्यतया अहं पुस्तकक्रयणं न करोमि अत्रैव अस्माकं ग्रन्थालये एव अहं पुस्तकानां पठनङ्करोमि तत्र तावत् समीचीनानां लेखनानां पद्यानां कथानां पुस्तकानि तत्र वर्तन्ते बृहती कथाः अपि वर्तन्ते लघ्वी कथाः अपि वर्तन्ते तत्र शैली भिन्नभिन्नशैलीकथाः अपि वर्तन्ते एवम् एतादृशपुस्तकानि अत्र बहूनि वर्तन्ते अहं तान्येव पठ पठामि अपि च सामान्यतया पुस्तकानां क्रयणम् आधिक्येन न करोमि चेदपि कदाचित् कृतवान् अपि अस्मि मम बाल्ये अहं रामकृष्णाश्रमस्य प्रकाशनात् एव यानि पुस्तकानि प्रकाश्यन्ते तानि स्वीक्रियन्ते स्म मया तानि च तत्र अस्माकं विद्यालये एव लभ्यन्ते स्म तत्रैव स्वीकरोमि स्म अपि च तदुत्तरं राष्ट्रोत्थानप्रकाशनस्य पुस्तकानि स्वीकरोमि स्म तानि तानि अपि मम विद्यालये एव लभ्यन्ते स्म एवं यानि पुस्तकानि समीचीनानि इति मम कृते भाति अथवा ज्येष्ठानां मार्गदर्शनेन ज्ञायते तानि पुस्तकानि मया स्वीक्रियन्ते स्म तेषां स्वीकरणे च मम कोपि क्लेशस्तु न जातः अति सुलभतया एवम् अहं तानि पुस्तकानि क्रीतवान् अस्मि अन्यानि पुस्तकानि तु मया अन्येषां सकाशाद्वा ग्रन्थालयस्य सकाशाद्वा स्वीकृत्य एव पठितानि वर्तन्ते आधिक्येन अपि च मम स मम निकटे तावत् मम समीपे तावत् सेकेण्ड् ह्याण्ड् अथवा न्यूनमूल्यस्य पुस्तक आपणं न विद्यते यद् यद्यद्वर्तते तद् तत्तु एवम् अन्यस्य सकाशात् स्वीकृत्य पठनं पुनः प्रत्यर्पणम् तावदेव अन्यथा ग्रन्थालयमस्ति अन्यथा पुस्तकापणं नाम यत्र नूतनमेव पुस्तकं लभ्यते तादृशं पुस्तकापणं वर्तते